स्वातन्त्र्यसङ्ग्रामः इति वदामश्चेत् मम मनसि कित्तूरुप्रान्त्यस्य रायण्णः आगच्छति राज्ञि कित्तूरु चेन्नम्मायाः आप्तसेवकः वीरसेनानी च आसीत् सः बेळगाविप्रदेशस्य सङ्गोळ्ळिग्रामस्य युवकः रायण्णः कित्तूरुसाम्राज्यस्य पतनानन्तरं स्वराज्यसंस्थापनार्थं कार्यतत्परः अभवत् स्वग्रामे द्विसहस्रादिकान् युवकान् प्रेरयित्वा सैन्यं योजयति सः कित्तूरुसङ्ग्रामे ब्रिटिष् जनानां विरुद्धं युद्धम् अकरोत् किन्तु तस्य आप्तगणे एव स्थिताः केचन वञ्चकाः तान् बन्धयित्वा ब्रिटिष् हस्ते स्थापयन्ति अनन्तरं ते तं मरणदण्डनम् अपि यच्छन्ति किन्तु भाग्यवशात् तस्य जन्मदिवसे एव अर्थात् आगस्ट् मासस्य पञ्चदशे एव भारतदेशं स्वतन्त्रम् अभवत्